हरिः ओम् श्रीजगन्नाथपैप्स् फ़िट्टीङ्ग् खलु महोदये मम् गृहे नलिकातः जलं न निस्सरति कृपया आगच्छति वा मम गृहम् अगरतलायाम् अस्ति तत्र पवणकुमारमार्गे आगच्छति चेत् एकः आम्रवृक्षः लभ्यते तस्मिन् मार्गे गत्वा पस्यति चेत् दक्षिण पार्श्वे एव मम गृहं वर्तते आम् आम् अहं दृष्ट्ववती भवन्तम् आगच्छतु एतत् एव मम गृहम् कति रूप्यकाणि भवति उभयोः मूल्यं वदतु किं महोदय भवतां मूल्यं तु आकाशे अस्ति स्टील् एव स्थापयतु अहं त्रिशतम् रूप्यकाणि दास्यामि तत्सर्वं अहं जानामि सर्वे एवमेव वदन्ति गतमासे एव नूतनतया स्थापितम् आसीत् अहं तु त्रिशतं रूप्यकाणि दास्यामि शक्यते चेत् स्थापयतु अस्तु किङ्कर्तुं शक्यते दास्यामि ओहो अहं तु विस्मृतवती एव आगच्छतु पश्यतु अवश्यं करोतु महोदय अहं तु सर्वदा भवताम् आपणे एव आगच्छामि अतः न्यूनं शुल्केन करोतु गूगुल् पे कर्तुं शक्नोति वा अस्तु दास्यतु अहं कृतवती पश्यतु आगतं वा रूप्यकाणि हरिः ओम् अस्तु कति रूप्यकाणि जातम् अस्तु धन्यवादः